स्वास्थ्यसेवा तथा शिक्षाविषये एतत्तु सामान्यजनानां कृते अत्यावश्यकं मूलभूतावश्यकता अस्ति अतः सर्वकारेण मम आग्रहः आरोग्यम् अनन्तरं शिक्षणं द्वयमपि उचितरूपेण तत्र प्रापणीयम् इति मम आग्रहः वर्तते शिक्षा तु इदानीं बहु अधिकं मौल्यं दातव्यं भवति उद्यम इव शालाः कार्यं कुर्वन्तः सन्ति तथा स्वास्थ्यविषयेपि सर्वकारेण वैद्यालयाः अधिकाः सर्वत्र करणीयानि ग्रामस्तरेषु अपि जनपदस्तरेषु तालूकस्तरेषु सर्वत्र सर्वकारस्य वैद्यशालाः अधिकाः भवेयुः ततः बहु न्यूनमौल्ये इदानीं जनानां शुश्रूषा भवेत् परन्तु सर्वकारस्य वैद्यशालाः सर्वत्र भवन्ति परन्तु तस्य व्यवस्त व्यवस्थायाः विषये बहु न्यूनता भवति तत्र उत्तमरीत्या तत्र व्यवस्था न भवति उपकरणानि न भवन्ति अनन्तरं जनाः तत्र वैद्याः अन्ये सर्वे मूलभूतसौकर्यविषये क्लेशम् अनुभवन्ति अतः सर्वकारीयवैद्यालयेषु वा विद्यालयेषु वा तत्र गुणमट्ट उत्तमं नास्ति इति जनानां मनसि एकः भावः अस्ति अतः तद् निवारणीयम् उत्तमरीत्या तत्र सेवा दातव्या इति मम अपेक्षा तत्र मौल्यवर्धनमपि करणीयं मूलभूतसौकर्यविषये विशेष अवधानः दातव्यः इति अहं सर्वकारम् आग्रहपूर्वकेण वदामि